ग्रामीणजनानां कृते न्यायस्थानेषु बहुवारं बहूनि कष्टानि भवन्ति यथा न्यायस्थानकानि अर्थात् न्यायालयानि ग्रामात् दूरं भवन्ति अस्मात् कारणात् गमनागमनस्य समस्या भवति गमनागमने यानि साधनानि भवन्ति तेषां साधनानाम् अपि अभावः भवति न्यायालयीयकार्यपद्धतेः ग्रामीणजनानां ज्ञानं न भवति अस्मात् इतस्ततः तेषाम् अटनम् भवति समयेन तेषां कार्यं सम्पूर्णं न भवति